हरिः ओं नमस्ते स्विग्गीजनः वा नमस्काराः मम गृहे एकः कार्यक्रमः आयोज्यमानः वर्तते तन्निमित्तं मधुरमपेक्षितमासीत् अतः अहं दूरभाषां कुर्वन्नस्मि यः कार्यक्रमः आयोज्यते सः महान् कार्यक्रमः प्रायः त्रिसहस्रं परिमितं जनाः आगच्छन्ति अतः तेभ्यः सर्वेभ्यः अपि मधुरम् आनायितुम् अहं प्रयत्नं कृतवान् किन्तु अन्येषु आपणेषु एतावत् परिमाणेन मधुरं न लब्धं वर्तते भवताम् आपणे मैसूरुपाक् एवं जिलेबी द्वयमपि त्रिसहस्रं त्रिसहस्रम् इति यावत् परिमाणेन मम कृते अपेक्षितमस्ति अधिकं परिमाणमेव अहं स्वीकुर्वन्नस्मि इत्यतः भवन्तः तस्य मूल्यं कृपया न्यूनं कुर्वन्तु इदानीं दीपावलिपर्वकारणतः आफ़र् अस्ति इति अहं भावयामि अतः विंशतिप्रतिशतं यावत् न्यूनं धनेन मम कृते तद् मधुराणि भवन्तः प्रेषयन्ति चेत् समीचीनं भवति कृपया तद् आर्डर् स्वीकृत्य मां प्रति पुनः दूरभाषां कुर्वन्तु